हरि ओम् हा नमो नमः वदतु किम् आवश्यकं आम् आम् तदेव सत्यं वदतु हा सम्यक् सम्यक् आमाम् वदतु तर्हि नामानि वदन्तु एकवारं आम् अवश्यं अवश्यमेव लभ्यते आं बहूनि सन्ति कियत् आवश्यकमस्ति भवतां कृते हा आं तदपि सन्ति तदपि हा आमाम् सर्वत्र सर्वदा भवति हा सर्वदा भवति आम् आम् तदपि हा हा अत्र संस्कृतस्य सर्वाणि पुस्तकानि अत्र उपलभ्यन्ते आम् तदेव हा आमाम् आमाम् आगतमस्ति सर्वं इदानीं आमामाम् आम् कदा आगमिष्यति तर्हि भवान् ओ प्रातः नववादने प्रतिदिनमेव नववादनादारब्य आं नववादनादारभ्य रात्रौ दशवादनपर्यन्तं रात्रौ

द्वयमेव उपलभ्यते भवान् यदिच्छति तदेव शक्नोषि कर्तुं हा आम् शक्यते भवान् आन्लैन् माध्यमेन धनं प्रेषयिष्यति चेत् अहं तु सर्वं कर्तुं शक्यते आमाम् एवमेव अस्ति हा तथा नास्ति तथा नास्ति आम् आम् सर्वाणि पुस्तकानि अत्र उपलभ्यन्ते केवलं संस्कृतस्य नास्ति आङ्ग्लविषयस्य हिन्दिविषयस्य तमिल तेलुगु सर्वस्य विषयस्य एव पुस्तकानि अत्र उपलभ्यन्ते हा आमाम् तदेव सत्यं कदा आगमिष्यति तर्हि कदा नेतुमिच्छन्ति हा भानुवासर तु अद्य अस्ति तदर्थं पिधानमस्ति पुनः सोमवासरः श्वः खलु तदर्थं सोमवासरतः पुनः प्रारम्भः भविष्यति हा तदेव शक्यते शक्यते शक्यते हा हा अस्तु अस्तु धन्यवादाः आगच्छतु स्वागतमस्ति हा राम् राम्